अस्माकं भारतस्य उद्योगक्षेत्रे आधुनिककाले वर्धनं दृश्यते परन्तु तथापि विविधाः समस्याः सन्ति तेषु मुख्यकारणं तु जनानां अस्य क्षेत्रविषये बहुज्ञानं वा अल्पज्ञानं वा नास्ति अस्य विषये जनानां कृते विविधानां अवकाशानाम् ज्ञानं भवति चेत् वरं बोधनं कुर्मः चेदपि वरम्